नृत्यं जनानां स्वास्थ्याय कथं साहाय्यं करोति किमर्थं जनाः नृत्यं कुर्वन्तः सुखम् अनुभवन्ति इति प्रश्नः नृत्यं इत्युक्ते व्यायामः इत्येव अर्थः व्यायामकरणेन स्वास्थ्यं सम्यक् भवति एव अतः नृत्यकरणेन अपि स्वास्थ्यं सम्यक् भवति तेन स्वास्थ्यं प्रति नृत्यं साहाय्यं भवति किमर्थं जनाः नृत्यं कुर्वन्ति इत्युक्ते तेषाम् अभिरुचिः नृत् तत्र वर्तते अतः ते नृत्यं कर्तुम् इच्छन्ति अपि च तत्करणेन ते सुखम् अनुभवन्ति जनानां स्वास्थ्यम् अपि व्यायामकरणं व्यायामकरणेन कथं स्वास्थ्यं सम्यक् भवति तथैव अत्रापि नृत्यकरणेनापि स्वास्थ्यं सम्यक् भवति तेन वैद्यालयगमनम् इति न भवति अतः तत्र नृत्यकरणेन ते सुखम् अनुभवन्तः जीवनं यापयन्ति अन्येभ्यः अपि तद् नृत्यं पाठयन्ति एवम् अग्रे तेषां जीवनं नृत्येन एव गच्छति